ये बालकः पारम्परिकरूपेण अध्ययनं कुर्वन्ति तेषां कृते सर्वकारः बहवः कार्याणि कुर्वन्ति सर्वकारः ग्रामव्यापारम् अपि आरम्भः कृतं ग्रामव्यापारः पारम्परिककार्यस्य उत्तमविकल्पेषु अन्यतमः भवितुम् अर्हति अयं जनयितुं भवतः परिवारस्य पोषणं कर्तुं भवतः आनन्ददायके वातावरणे कार्यं कर्तुं च सर्वोत्तमः उपायः अस्ति ग्रामव्यापारेण जनानां रोजगारं वर्धयति तथा च तेषां जीवनशैली सम्यग्भवति जनः आत्मनिर्भरः अपि भवति